धन्योऽयं भारतदेशः यत्र समुल्लसति जनमानसपावनी भव्यभावोत्भाविनि शब्दसन्दोहाप्रसविनी सुरभारती विद्यमानेषु निखिलेषु अपि वाङ्मयेषु अस्याः वाङ्मयं सर्वश्रेष्ठं सुसम्पन्नं च वर्तते इयमेव भाषा संस्कृतनाम्नापि लोके प्रतिथा अस्ति अवश्यं भारतीयराष्ट्रभाषायां संस्कृतप्रभावः वर्तते एव तद् तु सर्वदा एव दृश्यते यतोहि अस्माकं रामायणमहाभारतादि ऐतिहासिकग्रन्थाः चत्वारवेदाः सर्वाः उपनिषदः अष्टादशपुराणानि अन्यानि च महाकाव्यादीनि अस्यामेव भाषायां लिखितानि सन्ति इयमेव भाषा सर्वासां आर्यभाषाणां जननि इति मन्यते भाषातत्वविद्भिः संस्कृतस्य गौरवं बहुविधज्ञानाश्रयत्वं व्यापकत्वं च न कस्यापि दृष्टेः अगोचरविषयः संस्कृतस्य गौरवम् एव दृष्टिपथमानीय सम्यक् उक्तम् आचार्यप्रवरेण दण्डिना संस्कृतं नाम देवी वागन्वाख्याता महर्षिभिः संस्कृतस्य साहित्यं सरसं व्याकरणं च सुनिश्चितं तस्य गद्ये पद्ये च लालित्यं भावबोधसामर्थ्यम् अद्वितीयश्रुतिमाधुर्यं च वर्तते किं बहुना चरित्रनिर्माणार्थं यादृशीं सत्प्रेरणां संस्कृतवाङ्मयं ददाति न तादृशीं किंचित् अन्यत् मूलभूतानां मानवीयगुणानां यादृशी विविधानां संस्कृतसाहित्ये वर्तते न अन्यत्र तादृशी दया दानं शौचं औदार्यम् अनुसूया क्षमा अन्ये च अनेके गुणाः अस्य संस्कृतस्य अनुशीलनम् अनुशीलनेन एव जायते एवञ्च राष्ट्रः कः इति ज्ञानम् अपि संस्कृत भाषा अध्ययनेनैव लभ्यते अतः राष्ट्रभाषायाम् एतस्य संस्कृतभाषायाः प्रभावः सर्वदा एव वर्तते